हरिः ओं नमस्ते का वदति हा उत्तमं किं वक्तुम् इच्छति हा हा एवं वा अस्तु एवं वा एम् ए बि एड् समापितवती हा हा हा हा एवं वा एवं वा अत्र अस्माकं व्यवस्थायाम् एम् फ़िल् कर्तुं शक्यते अथवा पि एच् डि कर्तुं शक्यते अथवा अन्यत् मार्गमस्ति एतत् काव्यसाहित्यम् इत्यादि भवती एतदर्थं सर्वं दृष्ट्वा एतेषां विषयान् दृष्ट्वा भवत्याः निश्चयं करणीयं भवति अनन्तरम्

अहं तत् अन्यथा भवति एतत् एम् ए बि एड् यत् पठितवती तत् काव्यसाहित्यम् एकम् एकमेव न भवति स समानसदृशं न भवति सर्वत्र विशेषाः भवन्त्येव काव्यसाहित्ये अपि पुनः एम् एम् फिल् अथवा पि एच् डिमध्ये कुत्रापि विशेषाः भवन्ति एव हा आसक्तिः जनयते एव अतः भवती विषयान् दृष्ट्वा सब्जेक्ट्स् किं किम् अस्ति इति दृष्ट्वा एकवारम् अस्माकं वेब्सैट्मध्ये भवति तत्सर्वम् एकवारम् अवलोक्य यद् विषये यद्विषये वक्तुं पठितुं शक् इच्छति तत् स्वीकर्तुं शक्यते अस्माभिः भवती आफ्लैन् आ कक्षां प्रति आगन्तुम् इच्छति वा हा समयः अस्ति किन्तु अस्माकं कक्षाः द्वि त्री स्थलेषु भवन्ति अत्र वि विद्यालये महाविद्यालये भवन्ति पुनः अन्यत् विद्यापीठमध्ये भवति पुनः मैसूर्मध्ये अस्ति तत्तु आन्लैन् स्वीकरणीया भवति एतत् सर्वं विचार्य विचार्य एव भवत्या निश्चयं करणीयम् आफ्लैन् न आगच्छति चेदपि सप्ताहे एकं द्वे एकं वा दिनद्वयं वा आगन्तुं शक्नोति पुनः आन्लैन् पाठमपि स्वीकर्तुं शक्नोति आ काश्चन कक्षाः का काश्चन कक्षाः मयापि पाठयितुं शक्यते अथवा अहं सूचयामि अन्याः विद्वांसाः सन्ति अतः यत् इच्छति तथा स्वीकरणीयं भवति भव भवत्याः उद्देशः किमिति ज्ञातुं शक्नोमि वा पुनः पठित्वा एम् ए बि एड् सर्वं कृतवती अस्ति उद्योगमपि कृतवती अस्ति पुनः पठित्वा किं कर्तुम् इच्छति अग्रे एतस्मिन् हा

हा सत्यं सत्यम् परीक्षा निमित्तं सत्यं सत्यम् सत्यम् हा एतत् बहु उत्तमं बहु उत्तमम् अस्ति मां पृच्छति चेत् काव्यसाहित्यम् इत्यादि बहु ज्ञानं लभते पुनः एतद् एम् फ़िल् पि एच् डि आगच्छति चेत् विलम्बेन भवति एतत् सर्वं पुनः परीक्षार्थमेव भवति हा हा पि एच् डि मध्ये बहवः विषयाः सन्ति भवती यदिच्छति यादृशम् इच्छति तादृशं स्वीकर्तुं शक्यते किन्तु एक प्रोफेसर्मध्ये पठनीयं भवति किन्तु एतत् कालं न गच्छति यावत् यथा भवति शीघ्रं पठितुम् इच्छति तथा न चलति एतत् पि एच् डि तथैव भवति बहु विलम्बेन भवेत् इति सूचयामि काव्यसाहित्यम् इत्यादि भाषायाः आनन्दं लभते तत्र अतः भवत्याः कृते पि एच् डि डिग्री आवश्यकं वा अथवा एतत् भाषायाः अध्ययनम् आनन्दं तत् प्रमुखं वा सत्यम् हा एतत् किमर्थमित्युक्ते हा ह हा हा एवमेवं सत्यं तदर्थम् आवेदनपत्रं वेब्सैट्मध्ये मिलति भवती अत् तत् डौन्लोड् कृत्वा पूरयित्वा प्रेषणीयं भवत्या पि एच् डि मध्ये एकस्य विद्वांसं विदुषः सम्पर्के भवति भवति एकस्य विदुषः कक्षायामेव भवति भवति अतः तस्य एव सम्पर्कः करणीयः भवति अण्डर् हिम् हा हा हा अहं चिन्तयित्वा अहं दृ पश्यामि के के उ लब्धाः सन्ति इति तेषां दूरवाणीसङ्ख्यामपि प्रेषयामि तत् तेषां तैः तैः सह सम्भाषणमपि करोतु परन्तु आवेदनपत्रं डौन्लोड् कृत्वा भवत्या पूरय पूरणीयं भवति पुनः य कदाचित् सन्देहः भवन्ति चेत् अहं सर्वदा अत्र अस्मि प्रष्टुं शक्यते कदापि हा तदपि अस्माभिः प्रेष्यन्ते प्रेष्यन्ते भवती यत् विषयं स्वीकरोति तदनुसृत्य पाठ्यपुस्तकानि लभन्ते पुनः अधिकानि पुस्तकानि रेफ़्ररेन्स् कृते तथापि तत्र आपणेषु लभन्ते अहं तत्सर्वम् अनन्तरं सर्वत्र न एकं द्वि आपणे आपणेषु मिलन्ति अहं तस्य दूरवाणीसङ्ख्यां ददामि अनन्तरम्

ब भवत्याः उत्साहः बहु उत्तमः अस्ति वयं सर्वथा साहाय्यं कर्तुं सिद्धाः स्मः चिन्तां न करोतु हा

शुल्कं पि एच् डि कृते किञ्चित् अधिकमेव भवति तत् दृष्ट्वा वदामि सम्यक्तया एतावत् इति वक्तुं न शक्नोमि कृपया भवती विषयमपि चिनोतु अनन्तरम् अहं दृष्ट्वा वदामि किञ्चित् अधिकमेव भवति वर्षस्य किन्तु परन्तु विद्वांसः वि वि विदुषा भवत्यै स्टैफण्ड् दीयते ह वित् पि एच् डि करोति चेत् स्टैफण्ड् अपि मिलति हा मासे मासे एतावत् इति ते यच्छन्ति हा विद्वांसः यच्छन्ति अतः तत् अपि तेषां फ़ण्ड्स् कथम् अस्ति तद्दृष्ट्वा भवति तद् अवलम्ब्य भवति अतः भवत्याः उद्देशः बहु उत्तमः अस्ति भवती किञ्चित् विचिन्त्य पुनः मां सम्पर्कं करोतु अहं सर्वं सूचयामि अहमपि किञ्चित् दृष्ट्वा यद्यद् भवत्यै वक्तव्यं तत्सर्वं पट्टिकां करोमि पु पुनः ददामि हा हा सत्यम् हा ए एतद् बहु एतद् बहु मुख्यमस्ति यदा भवती बि एड् एम् ए एम् ए बि एड् कृतवती तदा यावत् भवती पठितवती तत् भवती एव जानाति सो तदनुसृत्य व्याकरणे अग्रे गच्छति चेत् क्लिष्टकरमेव भवति परन्तु भवती इच्छति चेत् तदर्थमपि अध्यापकाः मिलन्ति प्रोफेसर्स् मिलन्ति अहम् अवश्यं सूचयामि ते पाठयन्ति चिन्ता न करणीया चिन्ता न करणीया हा कण् अवश्यं भवति अवश्यं भवति चिन्तामेव न करोतु पि एच् डि कर्तुं भवती समर्था अस्ति यथा भवती वदति अहं ज्ञातुं शक्नोमि तत् भवती कर्तुं शक्नोति पि एच् डि

ह अध्ययनम् इत्युक्ते सर्वे न आगच्छन्ति यथा भवती उत्सुका अस्ति तदपि आवश्यकं किल अस्माकं कृते अपि एतत् गर्वकालं भवति कृपया करोतु अहं सर्वथा अस्तु नमस्ते नमस्ते